हरिः ओम् नमो नमः स्वागतं महोदयः कः वदति वदतु महोदय आम् महोदय आम् महोदय अहं राघवेन्द्रकलाशालातः दूरवाणी कृतवान् अन्न अन्नपूर्णा केण्टिन् वा

अस्माकं राघवेन्द्रकलाशालायां टैन्सिन् संस्कृत् सेमिनार् अस्ति महोदय अत्र शतजनानां कृते अल्पाहारव्यवस्था आवश्यकी आम् तदर्थं खाद्यानि कानि कानि सन्ति इति वक्तुं शक्नोति वा अद्य सायङ्काले सार्धचर्तुवादने

इतोपि इतोपि

खारीक् घारीकाः सन्ति वा

आम् आम् तथा भवति चेत् मरीचिकाः भर्जितमरिचीकाः घारिकाः चायं चायं दशजनानां कृते दुग्धम् दुग्धम् आवश्यकं महोदय घृतम् अपि आवश्यकं घृतयुक्तम् किञ्चित् मिष्ठा मिष्ठान्नं किमपि अस्ति वा म मधुरं मधुरं किमपि अस्ति वा

सर्वेषां कृते शतजनानां कृते लड्डुकम् अपि आवश्यकम् एकम् एकम्

भज्जित म मरीचिकाः भज्जिकाः अनन्तरं घारिकाः एकैकम् एकैकः कृते एकम् एकम् तत् आं भज्जिकाः द्वे द्वे एकस्य कृते द्वे द्वे चायं दश दुग्धं दशदुग्धं करोमि आहत्य मूल्यम्

इतोपि किञ्चित् न्यूनं मूल्येन ददाति चेत् वरं महोदय शक्यते वा इतोपि पञ्चरूप्यकाणि न्यूनं करोतु एक एकः कृते स्वागतं महोदय आम् स्वच्छता स्वच्छता आवश्यकं महोदय आम् आं स्वादिष्टं स्वच्छता भवतु आम् धनं प्रेषयिष्यामि अहं दूरवाण्यां धनं प्रेष्